संस्कृतभाषाभाषिणः पारम्परिकसंस्कृतेः आचरणं कथं कुर्वन्ति नाम इदानीं यदा वयम् अन्येषां निकटे सम्भाषणं वा अथवा व्यवहारं कर्तुं वा इच्छामः चेत् संस्कृतभाषां ये भाष्यन्ते

तेन आचरणेन संस्कृतभाषायाः पारम्परिकसंस्कृतं तथैव आगच्छति तथैव इदानीं लेखनं वा भवतु पठनं क्रीडाकाले सर्वत्र यदि संस्कृतभाषायामेव वयं सम्भाषणं कुर्मः तर्हि पारम्परिका तथैव आगच्छति तदा अग्रे अनुवर्तते यदा सः पुनः अग्रिमे काले ये आगच्छन्ति ते अपि संस्कृतमेव सम्भाषितुं शक्नुवन्ति एवं कृत्वा संस्कृतभाषाभाषिणाः पारम्परिका पारम्परिकायाः संस्कृतेः सम्माननाय आचरणम् एवं कुर्वन्ति तथैव तेषाम् उपयोजनं कथम् उपयोगं कथं कुर्वन्ति नाम इदानीं होटेल् न वा संस्कृतभाषायाः संरक्षणार्थं गुरुकुलं गुरुकुलानि वा अथवा पाठशाला वा विश्वविद्यालयं वा इत्यादिकं ते संस्थाप्य तत्र संस्कृतभाषायाः कश्चन विभागः कुर्वन्ति तत्रैव संस्कृतं सर्वेषां कृते पाठयन्ति यथा जनानां कृते सर्वेषां जनानां कृते संस्कृतम् आगच्छेत् तद्वत् संस्कृतभाषायाः प्रचारणं प्रचरम् इत्यादिकं कुर्वन्ति एवमेव एवं कृत्वा संस्कृतभाषायाः पारम्परिकसंस्कृतेः सम्माननाय आचरणम् एवं कुर्वन्ति तथैव कथम् उपयुजन्ति नाम एवमेव इदानीम् उक्तं खलु पुनः गुरुकुलानि पाठशालाः इत्यादिकं कृत्वा तत्र तत्र बालान् आनयन्ति तत्र बालेभ्यः संस्कृतं पाठयन्ति संस्कृतेन सम्भाषितुं वदन्ति एवमेव उक्त्वा सर्वे संस्कृतभाषायाः संरक्षणं कुर्वन्ति